धार्मिककार्ये जनानां महती श्रद्धा वर्तते अतः एव कारणेन सर्वे सुस्वकार्याणि परित्यज्य धार्मिके कार्ये स्वात्मानं योजयितुं प्रयतन्ते तत्र विशिष्य बहवः उत्सवाः हिन्दुधर्मे आचर्यन्ते यथाकालम् तेन उत्सवेन समं विवाहादयः अपि उत्सवाः आचर्यन्ते एवं धार्मिककार्यं वैयक्तिककार्यम् इत्युभाव्यां कारणाभ्यां जनाः एकत्रीभवन्ति यदा जनाः धार्मिककार्यादिकं कर्तुं एकत्र सल्लग्नाः भवन्ति तदा तेषां मध्ये सम्बन्धः अधिकः वर्धते परस्परं दुःखं सुखञ्च विनिमयं कुर्वन्ति स्वेषां समस्याः चर्चयन्ति अग्रे किं कर्तव्यम् अस्माकं समाजस्य कृते किं कर्तव्यम् अस्माकं जीवने किं परिवर्तनम् आनेतव्यं कः क्लेशः कः उपायः इत्यादीन् बहून् अंशान् साक्षात् मेलनेन चर्चयन्ति एवं धार्मिककार्यम् अस्माकं समुदायस्य अस्माकं समाजस्य च हिताय एकं मुख्यं कारणम् इति वक्तुं शक्नुमः